मम प्रिया क्रीडा खोखो अस्ति मम विद्यालये बहवः बालकाः बालिकाः च खोखो क्रीडितवन्तः अहं मम विद्यालये विद्यालये क्रीडा खोखो क्रीडा गणस्य नायिका आसन् भिन्न भिन्न प्रतियोगितासु क्रीडास्पर्धासु अन्तर्विद्यालयक्रीडासु च अहं खोखो क्रीडायां भागं स्वीकृतवती बहुवारं विजयम् अपि मया प्राप्तम् इदानीन्तन दिनेषु खोखो क्रीडां तु न क्रीडामि तथा एव क्रीडादर्शनावकाशः अपि न प्राप्नोमि